अहमेव ओला ओला कस्टमर् वदामि कृपया पञ्चीकरणं कार्यानं पञ्चीकरणं कुर्वन्तु पूर्वस्मिन् समये अस्म बव भवतः मूल्यं बहु अधिकम् अभवत् अस्मिन् समये मूल्यं किञ्चित् सावधानेन भवेत् इति म अहं प्रार्थना करोमि